हरिः ओं समृद्धिः भोजनं भोजनालयजनैस्सह भाषमाणः प्रातः अष्टवादने मया उपहारस्य आर्डर् कृतम् आसीत् किन्तु उपहारस्य आगमने कश्चन विलम्बः जातः इति कृत्वा मया मया प्रदत्तं यद् आर्डर् आसीत् तत् केन्सल् कृतम् अहं प्रस्थितश्च किन्तु मया प्रातः यद् आर्डर् कृतमासीत् तद् नागतम् इति कृत्वा अहम् आर्डर् केन्सल् अपि कृतवान् केन्सल् कृतं यद् आर्डर् अस्ति तस्य धनं मम कृते इतोऽपि न प्राप्तं मम मया फ़ैव् एय्ट् नैन् ज़िरो इति नम्बर्तः एकं आर्डर् कृतम् आसीत् इदं मम अकौण्ट् नम्बर् आर्डर् नम्बर् किन्तु अस्य यद् प्रत् धनस्य प्रत्यर्पणं यदस्ति एय्ट् हण्ड्रेड् रूपीस् मम कृते पुनः आगच्छेत् तद् इतोऽपि न आगतमस्ति कृपया प्रत्यर्पयन्तु